अहं श्रोतुम् अत्यत्य अत्यन्त इष्यमाणानि गीतानि बहूनि सन्ति बहवः सन्ति नाम उदाहरणार्थं अन्दरो महानुभावुलु इत्येकं पद्यं वर्तते तथा भगवद्विषये एन्थाश्रीमन्तनन्तानो इत्यादिकं वर्तते तथा अहं तत्सर्वमपि दूरवाणि दूरवाणिमध्ये नाम चलद्दूरवाणिमध्ये यूट्यूब्मध्येपि पश्यामि शृणोमि शृणोमि तता तथा तत्र अन्यदपि ग गानं वर्तते देवतासम्बन्धिगानमेव अहं शृणोमि तद्विषये अहं तत्सर्वमपि मम गुरुणा यत् यदाकदापि उच्यते तदपि शृणोमि साक्षादेव तथा न लभते चेत् दूरवाणिमध्ये एव शृणोमि